यदा अष्टवर्षीया बालिका आसं मम गृहस्य समीपतः आपणं गत्वा चाकलेहः क्रीत्वा मार्गे का खादित्वा गीतं गीत्वा एवं पुनरागच्छन्ती आसम् तत्र एका धेनुः मार्गे आसीत् तस्याः बहुसमीपे अहम् अदृष्ट्वा चलन्ती सहसा सा धेनुः तस्याः सिङ्घात् माम् आक्रणम् आक्रमणं कृत्वा मम फ़्राक् अपि छेदनम् अभवत् अहं क्रोशित्वा गृहं प्रति पला भीत्या पलायितवती तस्मिन् रात्रे एव ज्वरः जातः एतत् मम अविस्मरणीया भयानुभवघटना अस्ति इदानीमपि अहं धेनुं दृष्ट्वा दूरतः एव तिष्ठामि